संस्कृते साहित्यमीमांसा कदा आरब्धा इति इति पृष्टे सति अस्माकं प्राचीनकालतः प्राचीनकालतः इत्युच्यते चेद् अस्माकं वेत आर वेदात् आरभ्यते वेदकाले एव साहित्यस्य आरम्भः चतुर्वेदाः सन्ति ऋग्वेदः सामवेदः अथर्ववेदः ऋग्वेदः सामवेदः अदर् अथर्ववेदः यजुर्वेदः चेति चत्वारः चत्वारः वेदाः सन्ति अतः तस्मिन्नेव समये आरब्धं वर्तते अस्मिन् साहित्यमीमांसायाः संस्कृतसाहित्यमीमांसायाः तत्र वेदाः उपवेदाः संहिता ब्राह्मणः आरण्यकम् इत्यारभ्य संस्कृतस्य साहित्यशाखाः वर्तन्ते अनेकरूपेण वर्तन्ते तत्र केवलं वेदाः न सन्ति पुराणम् इतिहासः आदौ पुराणादयः इतिहासादयः सर्वमपि अस्माकं साहित्यमीमांसायाः भागं स्वीकुर्वन्ति पुराणे पुरा पुराणेतिहासे महाभारतं रामायणम् इत्यादयः सन्ति आदिकाव्यम् इत्युच्यते रामायणम् तत्र किं तत्र संहिताः केवलं साहित्यमीमांसायां संहिताः अनेकाः संहिताः सन्ति सूत्राणि सन्ति अनेकानि सन्ति वेदाङ्गानि सन्ति शास्त्राणि सन्ति एकम् उदाहरणं वदति चेद् कौटिल्यस्य अर्थशास्त्रम् वराहमिहिरस्य किमपि स सर्वेषां कृते एकस्य एकस्य प एकस्य एकस्य भागः स्वीकुर्वन्ति सर्वे अपि एकं भागं स्वीर्कु स्वीकुर्वन्ति अस्माकं साहित्यमीमांसायाः आरम्भं वेदव्यासः वेदव्यासऋषिणा क्रियते इति मन्यते